देशीयचिकित्सापद्धतीनाम् आचरणे अधिकः लाभः भवति किमर्थम् इत्युक्ते उदाहरणार्थम् आयुर्वेदं स्वीकुर्मः तत्र वैद्यस्य रुग्णस्य च परस्परः परिचयः भवति दीर्घकालं तेषाम् सम्पर्के वैद्यः किं करोति रुग्णस्य नाम यस्य चिकित्सा करणीया भवति तस्य परिशीलनं सम्यक् समीपे स्थित्वा करोति शारीरिकं मानसिकं च पश्यति शीघ्रम् अवगन्तुं कुटुम्ब सम्बन्धम् अपि सः ज्ञात्वा उत्तमरीत्या कुटुम्बव्यक्तेः इव सः वैद्यं ददाति व्यक्तेः शारीरिकं मानसिकं स्थितिं सम्यक् परिशील्य वैद्यं ददाति तादृशं विशेषम् आयुर्वेदस्य अस्ति तदर्थम् उत्तमाः सूचनाः ददाति यथा मानसिकं स्थितिम् स्थितेः अभिरुद्धिं कर्तुं ध्यानमित्यादिकं सूचयति शारीरिकी स्थितिः स्थितिं सम्यक् कर्तुं भोजनादि विषयान् सूचयति तस्य तेन सम्भाषणं कृत्वा शरीरे किं युज्यते किं न युज्यते इति ज्ञात्वा वैद्यं ददाति परस्पर सहकारेण तत्र वैद्यः चलति अतः एषा पद्धतिः अस्ति बहु कालं विश्वासं विश्वासेन अनुसर्तुं शक्यते उत्तमरीत्या अधिकं धनव्ययं विना सहजपदार्थैः वैद्यं भवति अतः सर्वेषां लाभाय भवति सर्वैः दीर्घकालं धारणापि एतादृशः वैद्यः भवति